आम् कूपात् जलं बहिः आकर्षणार्थं विद्युत्शक्तिः बहु आवश्यकम् अस्ति जलवाहिनी यन्त्रविद्युत्शक्तिसम्बन्धि उपकरणानि च आवश्यकं जलवाहिनी कूपात् जलम् अन्त निमज्यति परस्परंविद्युत्शक्ति उपकरणानि सह योजनीयं यदा पिञ्जः चालयति तदा जलं कूपात् बहिः आकर्षति अतः विद्युत्शक्ति उपकरणानि उपयोगः क्रियते